मम कृते बहूनि बैक्यानानि इष्टानि सन्ति यथा कवासाकी निञ्जा इति मम बाल्यकाले बहु इष्टमासीत् यमः कम्पनीमध्ये ये बैक्यानानि आगच्छन्ति ते आधिक्येन बहु सम्यक् भवन्ति परन्तु इदानीं मम ड्रीम् बैक् नाम बि एम् डब्ल्यूमध्ये एकं बैक् आगतं वर्तते तद् यतोहि तस्मिन् अपेक्षितानि सर्वाण्यपि उप उपकरणानि ल एकत्रेव लभ्यन्ते पृथक् पृथक् तेषां योजनम् इति तत्र नास्ति एवं यत्र बैक्मध्ये सर्वाणि उपकरणानि सम्यक्तया भवन्ति तादृशं भैक् बैक्यानं मम कृते बहु इष्यते तस्मिन् बि एम् डब्ल्यू बैक्मध्ये स्पीड् बहु सम्यक् अस्ति यद् तस् तत केवलं केवलं दश क्षणेषु शून्यतः साक्षात् शत वेगपर्यन्तं गन्तुं शक्नोति तादृशं वेगयुक्तं बैक् चालनेन बहु आनन्दः लभ्यते अपि च तस्य कम्पनी अपि बहु सम्यक् वर्तते एतत् कम्पनीमध्ये चतुश्चक्रिका अपि निर्माणं क्रियते तत्र सर्वेऽपि जनाः तत् एतत् कम्पनी तः निर्मितं चतुश्चक्रिकां स्वीकर्तुं बहु इच्छन्ति यतोहि अत्र सुरक्षा बहु अधिका भवति चतुश्चक्रिकासु परन्तु अत्र बैक्मध्ये विशेषता का नाम अस्मिन्नपि सुरक्षा बहु अस्ति यथा अन्यानि बैक्यानानि भवन्ति तथा इदं नास्ति यतोहि अन्ये बैक्मध्ये यदि किमपि मध्ये मार्गं भवति तर्हि बहु अटनीयं बहु किमपि कर्तव्यं भवति परन्तु बि एम् डब्ल्यू बैक्मध्ये तथा किमपि नास्ति यदि कश्चनः क्लेशः जायते तर्हि बि एम् डब्ल्यू जनानां सम्पर्कः यदि क्रियते तर्हि ते स्वयम् आगत्य अस्माकं क्लेशं परिहरन्ति एतादृशं सौलभ्यन्तु आधिक्येन मया कुत्रापि बैक्यानेषु न दृष्टं वर्तते अतः तद्यानं बहु इष्यते तस्य धनविषये यदि चिन्तयामः चेत् तस्य धनं तावत् अधिकम् इति न भाति यतोहि यावत् धनं दीयते तस्य तावदेव प्रतिफलमपि अस्माभिः अनेन लभ्यते अतः मम कृते तद्यानं बहु इष्यते